ग्रामीणजनानां कृते न्यायस्थानव्यवस्थासु कष्टानि कानि इति प्रश्नः सन्ति चेत् न्यायस्थाने वे सेवासु कष्टानि कष्टानि एव सन्ति ग्रामतः जनपदस्थाने आगन्तुं तेषां कृते समये प्राप्तुं प्रातःकाले दशवादने तत्र प्राप्तुं कष्टं भवति यानव्यवस्थाः सम्यक् न भवन्ति पुनः तत्र यद् न्यायालयः अस्ति तत्र आतपः सर्वत्र भवति उष्णता भवति ग्रीष्मकाले तु यद्यपि तत्र वृक्षाः सन्ति तथापि वृक्षस्य अधः बहु आतपः नाम घर्मः भवति पुनः जलव्यवस्था न भवति तत्र उपवेष्टुं स्थानमपि न भवति अतः ग्रामीणजनानां कृते तत्र उपवेष्टुम् उत्तमव्यवस्था आवश्यकी तत्र शीतव्यजनानि आवश्यक् आवश्यकानि पुनः जलव्यवस्था आवश्यकी अनन्तरं मुख्यम् इति कष्टं नाम आङ्ग्लभाषा अस्माकम् विधिः अस्ति विधिः तत्र एकः एकः कोड् अस्ति तत् नियमाः सन्ति तत्र तद् अधिवक्ता आङ्ग्ले आङ्ग्लमध्ये वदति लिखति च अतः इति ग्रामीणजनाः तद् अवगन्तुम् तैः न शक्यते अतः तेषां कृते मातृभाषा उपयोगः भवतु हिन्दीभाषा वा मराठीभाषा वा ग्रामीणभाषा तादृशी भाषा भिन्नभिन्नराज्येषु भिन्नभिन्नभाषाः सन्ति तस्याः राज्यभाषायाः उपयोगः तत्र नाये न्याये स् स् व्यवस्थासु भवति चेत् अतीव उत्तमम्